आं मम वैय्यक्तिकं लक्ष्यं तथा साधितव्यं कार्यम् अस्ति मम वैय्यक्तिकं लक्ष्यं शिक्षिका भवितुम् अस्ति एकः शिक्षकः अस्माकं भविष्यस्य निर्माणं करोति तथा च सः स्वछात्राणां सफलतायै बहुपरिश्रमं करोति सः अस्मान् प्रेरयति अनेकविषयेषु अस्मान् सूचयति ते स्व अनुभवेन नूतनपद्धतिभिः च अस्मासु नूतनान् विचारान् पद्धतीञ्च विकसितुं प्रयतन्ते अतः अहं शिक्षिका भवितुम् इच्छामि छात्राणाङ्कृते अध्ययनं सुलभं कर्तुम् इच्छामि अहम् एकं विद्यालयं निर्मातुमिच्छामि यत्र अहं निर्धनबालानां निःशुल्कशिक्षां दातुं शक्नोमि एतादृशाः बहवः बालकाः वीथिकायां भिक्षाटनं कुर्वन्तः मया दृष्टा बालकाः कस्यापि राष्ट्रस्य भविष्यं भवन्ति अतः अस्माभिः तेषां सावधानपूर्वकं पालनं कर्तव्यं वयं भिन्नस्थानात् भिन्नानि वस्तूनि शिक्षेम अस्माकं विद्यालयः च तेषु स्थानेषु अन्यतमः अस्ति शिक्षकः न केवलं सः एवम् अस्मान् विद्यालये पाठयति सः कोऽपि भवितुम् अर्हति यः भवन्तं किमपि पाठयितुं शक्नोति ते भवन्तं किञ्चित् पुस्तकात्मकं ज्ञानं वा किञ्चित् नैतिक सामाजिक ज्ञानं वा दातुं शक्नुवन्ति केचन आचार्याः सन्ति ये जीवनस्य ज्ञानं प्रेरयन्ति यः भवन्तम् अन्धकारात् बहिः आनयति सः गुरुः अस्ति तथा च अहं तस्य सदृशः भवितुमिच्छामि